संस्कृतसंभाषणे लेखने च समस्या तु बहु पर्यायम् अहम् अनुभूतवति प्रारम्भे इदानींतनकाले किञ्चित् सुलभमभवत् क्रियाया विषयेव स्त्रीलिङ्ग पुल्लिङ्ग नपुंसकलिङ्ग विषयेव बहु क्लेशाः अहम् अनुभूतवति इदानींतनकाले किञ्चित् किञ्चित् अहं ज्ञातुं शक्ये परन्तु इतः परन्तु सम्भाषणकरण समये मम मुखतः ख मुखतः एकं वाक्यम् अपि बहिः आगन्तुम् अहं तावत् शक्तिः मम समीपे नास्ति इत्यहं सिद्धात् व इदानींतनकाले संस्कृतसंभाषणकरण समये किञ्चित् किञ्चित् आगच्छति इति अहं चिन्तयित्वा बहु अनुभू आनन्दम् अनुभूतवति इति एतादृशमेव अहं मन्दं मन्दं अग्रे सरामि इति चिन्तयामि संस्कृतभाषायां सम्यक् रूपेण शीघ्रं शीघ्रं वक्तुं अहं निरन्तरप्रयत्नं करोमि